हरि ओम् एषः गोपालः किल आम् इदानीं मम गृहे कार्यार्थं भवान् आगच्छति इति ह्यः उक्तवान् किल इतोऽपि न आगतवान् इतो इतोऽपि न आगतवान् अनन्तरं किम् किं किं वदति ह्यः ह्यः एव भवान् उक्तवान् किल अद्य आगच्छामि आगमिष्यामि इति अद्य न आगच्छति चेत् तत्र

तदेव तदेव तदर्थं तदर्थं अन्यः जनानां योजनां करणीयं किल अत्र वृष्टिः आगतं बहु कार्यमस्ति तथापि ह्यः ह्यः एव भवान् उक्तवान् किल अद्य आगमिष्यामि इति ह्यः एव भवान् वदति चेत् अहं अन्यत् व्यवस्थामपि कर्तुं शक्यते इति भवान् जानाति किल एतत् अत्यावश्यकं कार्यं किल तदेव मध्याह्नानन्तरं नाम अर् अर्ध अर्धदिनकार्यं यत् तत्र न भवति किल शीघ्रं शीघ्रं कार्यं करोति चेत् सम्यग्रीत्या सम्यग्रीत्या भवति तदेव इदा इदानीं इदानीं वदति तत्र बहु कार्यं अन्यकार्यमस्ति अनन्तरं मध्याह्नानन्तरम् आगच्छामि मध्याह्नानन्तरं पुनः न आगमिष्य आगच्छति इति अहं कथं निश्चयं स्वीकरोमि तदेव अपराह्णे आगच्छति चेत् किञ्चित् कार्यं न्यू तत्र रिक्तं भवति श्वः पुनः कार्यं करणीयं श्वः आगमिष्यति किल अस्त अस्तु तत्सर्व तत्सर्वं सम्यग्रीत्या ददामि चिन्ता मास्तु किमर्थमित्युक्ते मम मम कृते अपि किञ्चित् व्यस्तः अस्मि किमर्थमित्युक्ते सर्वत्र धन नाम अधिकाधिक जि एस् टि सर्वं अस्ति तत्सर्वं दृष्ट्वा अहं सम्यग्रीत्या सर्वं ददामि चिन्ता मास्तु तदेव तदेव तत्र भवतः एकः परिवारः परन्तु मम कृते अत्र कार्यं करणार्थं सर्वे बहवः आगमिष्यन्ति तेषां सर्वेषाम् अहं चिन्तयित्वा किञ्चित् चिन्ता मास्तु शीघ्रं ददामि चिन्ता मास्तु अस्तु मध्याह्ने अपराह्णे अपराह्णे आगच्छतु कार्यं सर्वं करोतु अस्तु अस्तु पुनर्मिलामः राम् राम्